संस्कृतं नाम सम्यक् कृतं संस्कृतमिति कुतः इत्युक्ते तत्र सर्वे भाषाभिः अन्तर्भवति संस्कृतम् इदानीम् उदाहरणं तावत् तीर्थमिति पदं तमिळ् भाषायाम् उपयोगं भवति तत् तीर्थमिति पदं संस्कृतेन एव आगच्छन् अस्ति अतः तीर्थं गृहम् इत्यादयः पदानि तमिळ् भाषायामपि उपयोगं भवति अनन्तरं केरलीयाणां तु बहवः शब्दाः उपयोगं कुर्वन्ति संस्कृतभाषायां स्वीकृत्य अतः संस्कृतभाषा भवति देवभाषा इति अनन्तरं यत्र यत्र भवन्तः सर्वं न जानाति तथा संस्कृतपदम् उपयुज्य यत्र वार्तालापं करोति तत् पदं सर्वम् अन्यद्भषायामपि भवति इति कारणात् संस्कृतं सर्वत्र उपयोगं भवति इत्यर्थः अतः संस्कृतवार्तालापं करणेन आयुस्सत्वबलारोग्यम् इति बहवः गुणाः स्वीकर्तुं शक्यते कुतः इत्युक्ते संस्कृते अक्षराणि सन्ति खलु तत् अक्षराणि सर्वं आभ्यन्तरप्रयत्नेण बाह्यप्रयत्नेण एव कर्तुं शक्यते तत् आभ्यन्तरप्रयत्नेण तत् वायुः स्वास स्वास प्राब्लम्स् किमपि अस्त्यपि निवारणं कर्तुं शक्यते अनन्तरम् एकः विशेषः भवति संस्कृते यत्र भवन्तः संस्कृतवार्तलापं करोति तत्र कोपि न पीडयन्ति कुतः इत्युक्ते संस्कृतज्ञः सर्वत्र सन्तुष्टः सज्जनः एव भवति इति सर्वे जानन्ति इति कारणात् संस्कृतज्ञः सर्वत्रापि गच्छन्ति चेत् मर्यादाः भवन्ति इत्येव स्वीकर्तुं शक्यते येवं संस्कृतपदानि बहूनि अन्यद्भाषायामपि सन्ति इति इतःपूर्वमेव अहमुक्तम् इदानीम् इतोपि पदानि सन्ति वृक्षः पदम् फलं फळम् इत्यादयः बहवः पदानि अन्यद्भाषायामपि उपयोगं कुर्वन्ति किल तत् अन्यद्भाषायाम् उपयोगं कुर्वते अपि संस्कृतपदमेव खलु ततः संस्कृतस्य अभिरुचिः अपि अधिकम् अभिवृद्धिः भवति संस्कृतकरणेन किं भवति मोक्षप्राप्तिः भवति कथं भवतः वा उच्यते इत्युक्ते आरोग्यम् आवश्यकं भवति मोक्षप्रदाणार्थम् आरोग्यं कथं भवति कथम् अभिवृद्धिः कर्तुं शक्यते आरोग्यं भोजनेन एव तद्भोजनं कथं ज्ञातुं शक्यते तद्भोजनं शास्त्रोक्तरीत्या भोजनेन एव एतत् भोजनं क्रियते चेत् मोक्षं प्राप्तुं शक्यते इति ज्ञातुं शक्यते अतः एतादृशभोजनं संस्कृतवाङ्मये अतीव उक्तमस्ति इति कारणात् भोजनविषयमपि नास्ति अन्य द्विषयः अपि बहवः सन्ति अतः संस्कृतं बहव बहुत्रपि लेङ्ग्वेज् इत्यत्रपि नास्ति बहवः स्थानेषु अपि एतत् उपयोगं भवति